विद्यालये वयं कश्चन अद्भुतानां भारतीयविज्ञान वैज्ञानिकानां गणितज्ञानां च विषये ज्ञा ज्ञातवन्तः तेषु एकः सर् सी वी प्रकाश प्रकीर्णविषये कार्यं कृतवान् कृतः भौतिकशास्त्रे नोबलपुरस्कारं प्राप्तवान् रमणः अन्यः व उल्लेखनीयः वैज्ञानिकः डाक्टर् ए पी जे अब्दुल्कलामः यः न केवलं प्रसिद्धः एरोस्पेस् स् इञ्जिनियरः आसीत् अपि तु भारतस्य शब्द ब् भारतस्य राष्ट्रपतित्वेन अपि कार्यं कृतवान् तथा तथा अवश्यं संख्या संख्यानसिद्धान्तः महत्त्वपूर्णं योगदानं दत्त दत्तस्य तेजस्वी गणितज्ञः श्री श्रीनिवास रामाणुजनस्य विषये वयं विस्मृतः विस्मृतवान् विस्मृतवन्तः न शक्नुमः एतानि कश्चन उदाहरणानि एव परन्तु अत्र बहवः भारतीयाः वैज्ञानिकाः गणितज्ञाः च सन्ति येषां स्वक्षेत्रेषु विलक्षणं योगदानं कृतम् अस्ति